तथा एकः भोजनालयः मम इष्टतमः इति अहं वक्तुं न पारयामि अयतु हि किमस्ति भोजनविषये कानि कानिचन पदार्थानि मम इष्टतमानि यथा उत्तरकर्नाटकभागे पाकविशेषाः भवन्ति किल रागिपिष्टेन कृता रोटिका वा तण्डुलपिष्टेन कृता रोटिका रागिरोटि अक्किरोटि इति उच्यते तथा च जवारेतस्य अपि भिन्नरूपेण उत्तरकर्नाटकभागे रोटिकां पाचनं पच पचन्ति तत्रस्थ जनाः तत् मम इष्टतमः वर्तते यतोहि जवार् पिष्टेन तादृशी मृदुरोटिका अहं स्वयं तु पक्तुं न शक्नोमि अतः बहिर्गत्वा एव खादनीयम् भवति अतः उत्तरकन्नडे लघु लघु भोजनालयः भवन्ति अहं बेङ्गलूरुनगरे वसामि अत्र लघु लघु भोजना लयः भवन्ति उत्तरकन्नडे विशेषः तत्र गत्वा तादृशः भोजनमहं स्वीकर्तुम् इच्छामि तत्र अक्किरोटि रागीरोटि इति अस्ति चेत् तेन सह कदाचित् किञ्चित् ते किञ्चिदेव किमपि स्थापयन्ति तेन तेन सह पलाण्डुः वा तत्सर्वं कर्तयित्वा दास्यन्ति अनन्तरं रोटिकायामेव मसालादिकं स्थापयित्वा कदाचित् पा तत् मेथिलि तादृशानि यानि शाकानि सन्ति तादृशं कर्तयित्वा स्थापयन्ति तेन तत् स्वयमेव पूर्णतया पूर्णं भोजनं भवति उपसेचनादिकं स्वीकृत्य सम्यक्तया खादितुं शक्यते अत्यन्तं सुपिष्टम् अनन्तरं स्वादिष्टं च भोजनं भवति अनन्तरं यत् जोवारपिष्टेन कृताया रोटिका वर्तते ते जनः सुन्दरं सुन्दरतया मृदुतया कारयन्ति तेन सह प्रायः एतादृशेन प्रिष्टं पिष्टेन कृताः रोटिकाः भवन्ति तदा तु तथा तेन तादृशेन भोजनेन सह प्रायः एतत् च चणकादिकं शाकं भवति अनन्तरं तत्र सम्यक् उत् अधिकतया एव मसाला मसालां स्थापयन्ति अनन्तरम् अधिकतया एव कटुः अपि भवति स्वगृहे अहम् अधिककटुभोजनं न करोमि अतः एतादृशं भोजनं यत् भवति तदा मम प्रियतमं भोजनं भवति ते तेन सह पालकशाकं युक्त दाल व्यञ्जनं व्यञ्जनम् अपि ते कुर्वन्ति तदपि अत्यन्तस्वादिष्टं भवति तत्तु अहं भोक्तुं बहु इच्छामि सर्वदा अथवा न खादामि मध्ये मध्ये गत्वा बहिर्गत्वा तत् खादितुं इच्छामि